मम प्रदेशे प्रेक्षणीयस्थलेशु बहवः पर्यटकाः आगच्छन्ति ते च भिन्नभिन्नराज्येभ्यः एवं भिन्नदेशेभ्यः अपि आगच्छन्ति तेषां संस्कृतिः आचारः विचारः च भिन्नरूपाः भवन्ति तैः सह मिलित्वा तेषां प्रदेशस्य विषये संस्कृतेः विषये च ज्ञातवान् ते यदा अस्माकं प्रदेशे आगच्छन्ति तदा तेषाम् अस्माकं प्रदेशं दृष्ट्वा आनन्दिताः भवन्ति ते तेषां प्रदेशानां विषये अपि विशिष्य कथाः श्रावयन्ति तेन नूतनप्रदेशानां विषये अपि ज्ञानं भवति